हरि ओं कश्चन दुर्घटना जाता अतः मम पारपत्रं नष्टम् अभूत् इदानीं मम आगामी यात्रा अस्ति तत् तत् प्रति योजना च मया कृता अस्ति तत् प्राक् मया नूतनमेकं नवीनं नवीकर्तुमिच्छामि पारपत्रम् अतः मम बाव् भवानेव सहकर्मी अस्तीत्यतः भवते अहं कथयन्नस्मि मम इदानीम् एवं जातमस्तीति बहु चिन्ता अस्ति अतः किं करोमि इति अहं चिन्तयन्नस्मि आगामियात्रा अस्ति खलु तत् तस्य योजनायाः पूर्वमेव मह्यं पारपत्रस्य नवीकरणम् अपेक्षितमस्ति कारणीयम् अतः तत् तच्च शीघ्रमेव भवेत् तच्च अहमिदानीं दक्षतायै तद् वद् वक्तुमिच्छामि